अस्माकं प्रदेशे देवालयः अस्ति सः देवालयः अतीवप्रसिद्धः उडुपीनगरे कृष्णमठमिति देवालयः प्रसिद्धः वर्तते मध्वाचार्यद्वार्या द्वारा अयं देवालयः संस्थापितः अत्र अष्टमठानि सन्ति अष्टमठेषु अपि स्वामिनः सन्ति ते स्वामिनः वर्षद्वये एकवारं तेषां पर्यायः भवति तदा येषां पर्यायः भवति ते वर्षद्वयं मन्दिरे कृष्णस्य पूजां तदनन्तरं यानि कार्याणि मठे प्रचलति तानि कार्याणि अपि ते अवलोकयन्ति वर्षद्वयं ते एव कृष्णस्य पूजां कुर्वन्ति बहु अद्भूतः देवालयः अयं अत्र प्र प्रावासं कृत्वा आगच्छन्ति द्रष्टुं कृष्णस्य दर्शनार्थं बहवः जनाः अत्र आगच्छन्ति